बहुनिकटे अस्ति दीपावली तदेव प्रमुखतया अत्रत्यजनाः न केवलमत्रत्यजनाः आभारतम् आबालवृद्धं सर्वे उत्साहेन आचरन्ति दीपावली उत्सवस्य पृष्ठभागे कथाः भिन्नभिन्नकथाः सन्ति भगवान् श्रीरामः इलङ्गातः विजयं प्राप्य तत्र अयोध्यां प्रति यदा प्रविष्टवान् तदा एव दीपावली उत्सवः आगतः इति केचन वदन्ति अनन्तरं बुद्धभगवान् यदा तत्र पूर्णनिर्वाणं प्राप्तवान् तस्मिन् दिने एव दीपावली भिन्नभिन्नकथा सन्ति कथाः बहवः स्युः किन्तु कथायाः पृष्ठभागे प्रधानविषयः अधर्मस्य उपरि धर्मस्य विजयः इति एकभावः दृढतया जनानां मनसि स्थापिताः भवन्ति निश्चयेन अधर्मः पतति अन्तिमकालपर्यन्तं तत्र सङ्कर्षकं भवितुम् अर्हति कदापि तथापि धर्मस्य विजयः निश्चितः इति एक उत्तमविश्वासः जनानां मनसि दृढतया स्थापितः भवति ते अपि स्वस्य जीवने अधर्मस्य सम्मुखीकर्तुम् एकं धैर्यं प्राप्नुवन्ति ऊर्जां प्राप्नुवन्ति तदर्थमेव उत्सवाः अस्माभिः आचरणीयाः दीपावलि उत्सवः कुटुम्बजनैः सह अहं सन्तोषेण आचरामि अन्य इत्युक्ते पोङ्गल् इति तावत् प्रादान्यं नास्ति प्रदानतया तदेव